देशीयचिकित्सापद्धतिः अतीवसमीचीना विद्यते यतो हि अस्माकं प्राचीनचिकित्सापद्धतिः या विद्यते सा अत्यन्त उत्तमकारी विद्यते इदानीन्तु सर्वत्र विदेशीया चिकित्सापद्धतिः या विद्यते सा अत्यन्तदुष्करी विद्यते दुष्परिणामं जनयति यद्यपि सद्यः एव फलकारी भवति किन्तु उत्तरकाले अत्यन्तम् दुष्परिणामं जनयति अतः मम अनुभवः विद्यते यत् अस्माकं देशीया या चिकित्सापद्धतिः विद्यते सा एव अत्यन्ता उत्तमा विद्यते मम परिवारे अपि इदानीम् अपि अस्माकम् आयुर्वेदीया या पद्धतिः विद्यते तां पद्धतिम् अनुसृत्य एव वयं चिकित्सां प्राप्नुमः अतः मम परिवारे सर्वेपि स्वस्थाः सन्ति अग्रे अपि स्वस्थाः भवन्ति